मम इष्टतमं वस्तुविशेषः वर्तते चतुश्चक्रिका थार् इति तत्र मम बहु आसक्तिः वर्तते तत् कथं चालनीयम् इत्यादिकं सर्वं मम बहु इच्छा वर्तते अतः मम वस्तुविषये तत्रैव आधिक्येन आसक्तिः वर्तते मम इष्टा शैली वर्तते कथं छात्राणाम् अवबोधनं भवेत् कथं तेषां ज्ञानवर्धनं भवेत् इदानीं छात्राणाम् पाठः अस्ति चेत् तर्हि तेषां कृते यथा अवबोधनं भवेत् तथैव पाठनीयमिति मम मनसि आगच्छति अहं सर्वदा इत् एवमेव चिन्तयामि छात्राणाम् अवबोधनं सर्वदा आकाङ्क्षादिवसाद्यः भवति आकाङ्क्षादिरूपेण तेषाम् अवबोधनं भवति इदानीं यदि प्रश्नः क्रियते चेत् एवं किमर्थम् एवं भवति चेत् तर्हि कथम् इत्यादि इर् इत्यादिरूपेण यदि छात्राणाम् अध्ययनं कारयामः तर्हि छात्राणाम् शीघ्रम् अतिशीघ्रम् अवबोधनं भवति इदानीम् आधुनिककालेऽपि तथैव बहवः जनाः किं कुर्वन्ति तार्क् तर्कं कुर्वन्ति तर्कं कुर् कृत्वा तेषाम् यदा अवबोधनं भवति तथा ते जनान् स्वीकुर्वन्ति तथा एव तर्कं कुर्वन्ति तथैव पृश् पृच्छन्ति इत्यादिकं सर्वं कुर्वन्ति अतः तेषां तार्किकशैल्यया तेषां शङ्का निवार्यते अतः ममापि तथैव अस्ति आकाङ्क्षादिवसाद्या शिष्याणाम्